नमो नमः महोदय

आमां वदतु वदतु आम् आं भोः

आं शक्यते आम् आम् आमां निश्चयेन ददामि आं

कृपया मात्रां वदतु तर्हि पूरणरोटिकाः कति कति बहु भवति

तर्हि शतं पूरण् रोटका इच्छन्ति एवं श्रीखण्डम्

आमां भवती उक्तवती न श्रीखण्डम् अपि इच्छति

एवं तर्हि आं पूर्वं भवती मात्रा वदतु न श्रीखण्डं श्रीखण्डस्य एवम्

आं चलति चलति चलति आमां कदा इच्छति भवती आं प्रातःकाले अस्ति वा सायङ्काले प्रातः सायम् एवम् आम् आं प्रेषयामि अहं अष्टवादनपर्यन्तं प्रेषयामि चलति न वा

आमां तत् सर्वं सम्यक्तया अहं पेक् कृत्वा आम् आम् आम् अहं अग्रिमं राशिम् इच्छति किञ्चित्

आम् आम् आगच्छामि अहं श्वः एव आगच्छामि चलति न हा आमां निश्चितमस्ति आम् आं निश्वयेन आ शुभरात्रिः मिलामः आमां चिन्तां न करोतु चिन्ता मास्तु अहं श्वः मिलामः वयं हा धन्यवादः धन्यवादाः